अहं तु कन्नडपुस्तकमेव अधिकं पठितवान् किमर्थं नाम मम मातृभाषा तदेव आसीत् इति कारणात् अनन्तरं अहं तत्र बहु पुस्तकानि पठितवान् स्वामि विवेकानन्दः वा भगत्सिङ्ग् वा चन्द्रशेखराजाद् एतेषां सर्वं पुस्सकं पठितवान् आसन् अन्तरं तत्र एकं समीचीनं पुस्तकम् अस्ति कन्नडमध्ये तस्य नाम वर्तते एकाग्रते आत्मविश्वासचारित्र्यम् इति स्वामिविवेकनदस्य तत्तु बहु बहु समीचीनं पुस्तकमासीत् तत्र विशिष्टं किम् आसीत् नाम तत् एकवारं पठामः चेत् एकम् अर्थं ज्ञातुं शक्यते द्विवारं पठामः चेत् द्विवारम् अर्थं किं भिन्नम् अर्थं ज्ञातुं शक्यते एतानि पुस्तकानि सर्वं पठितवान् आसन् तत् पुस्तकं तु अहं दशवारं वा विंशतिवारं वा पठितवान् आसन् किमर्थम् एतानि पुस्तकानि पठनीयं नाम तेषां पुस्तके उल्लिखितमस्ति अस्माकं देशस्य अस्माकं भारतदेशस्य विशिष्टं किम् अस्ति अनन्तरं तेषां तत् पठनेन अस्माकम् इन्स्पिरेशन् भवति एतं मे मूलकारणं तत्र अनन्तरं तत्र बहु बहुविस्तररूपेण पठितवन्तः यदि वयं तत् पुस्तकं उक्तवान् खलु एकाग्रते आत्मविश्वास चारित्र्यमिति तत् एकवारं पठामः चेत् अर्थं नैव शक्यते तत् पञ्चवारं वा षड्वारं वा पठनीयं भोः तावत् सूक्ष्मरूपेण लिखितवान् लिखितवन्तः तत् कुत्र प्रिण्ट् भवति नाम रामकृष्णपरमहसः इति बेङ्ग्लूर् मध्ये आश्रमः वर्तते तत्र लभ्यते तत् बहु समीचीनं पुस्तकं वर्तते